मनसोल्लासार्थम् अस्माकं प्रदेशे अस्माकं गृहस्य पार्श्वे एव एकं पर्वतम् अस्ति तत्र तत् टूरिस्ट् प्लेस् इत्यपि भवति वयं यदा अस्माकं कृते तन्यताम् अनुभवामः तदा तत्र गत्वा अस्माकं तन्यतानिवारणं कर्तुं शक्नुमः मानसिकरीत्या मनोरञ्जनं प्राप्तुं वयं शक्नुमः पुनः तत्रैव एकं प्रपातः अपि अस्ति तदपि द्रष्टुं शक्नुमः एवमेव क्रीडाङ्गणम् उद्यानं सर्वम् अस्माकं ग्रामे भवति एव उद्याने अपि विहारं कृत्वा पुष्पाणि अपि सुन्दराणि सन्ति तद् द्रष्टुमपि शक्नुमः परं तत् निःशुल्कम् अस्ति यतोहि ग्राम्यक्षेत्रम् इत्यतः निःशुल्कम् अस्ति अतः तत्र वयं गच्छामः चेत् मनोरञ्जनम् अवश्यं जायते